युद्धकलायाम् आसक्तिः मम बाल्यकालेषु आरब्धः अहं यदा बालकः आसं तत्समये अहं टी वी मध्ये बहवः मार्षल् आर्ट्स् अयोतनकला अधिकृत्य चलच्चित्राणि मया दष्टानि तत्र इण्डियन् अक्षय्कुमार् इति एकः नायकः अस्ति तस्य बहूनि चित्राणि मया दृष्टानि यत् जकि चान् महोदयस्य बहूनि चित्राणि सः चैनीस् कलाकारः तस्य अपि अहं बहु वा उत्सुकतया अहं दश मया चलच्चित्राणि दृष्टानि दर्शितम् अन्यद् ब्रूस्ली इति एकः महोदयः अस्ति तस्यापि चलच्चित्राणि मम बहु इष्टचलच्चित्राणि भवन्ति ते सर्वे बहु सम्यक् रीत्या आयोजनकला करोति तद् दर्शयित्वा मम इच्छा आरब्धा तदनन्तरम् अस्माकं महाविद्यालये विद्यालये विद्यालये एव आसीत् तत्र पठनं कलरिपयट्टु मार्शल् आर्ट्स् विषयः आसीत् तत्र युद्धकला सम्यक् एकः आचार्यः पाठयति तत्र अहम् अड्मिशन् करोति तत्र मया पठितुम् अवसरः लब्धः निरन्तरं प्रशिक्षणार्थं क्राप्रेना इति विषये निरन्तरं प्रशिक्षणार्थम् अस्माकं शारीरिकक्षमतायाम् अवसरः अस्ति इति कारणात् रोगविमुक्तिकरणं अन्यद् आरोग्येन जीवनम् एतत् सर्वं विषयं मम मनसि उन्नतं श्रेण्याम् अहं स्थापयदिति कारणेन अहं निरन्तरं तत्र परं प्रशिक्षणं करोति